मम प्रत्येकं चरणमपि सुन्दरमित्येव अहं चिन्तयामि यतः यदा कदापि गच्छामि प्राकृतिकं क्षेत्रं दृष्ट्वैव गच्छामि क्वचित् तीर्थस्थानमपि पार्श्वे लभ्यते सर्वथा अतः उभयं मिलित्वा करोमि अथवा ऐतिहासिकं स्थानमपि प द्रष्टुमिच्छामि अतः एवं रीत्या एव मम चारणस्य सूची निर्मिता भवति सर्वत्रापि सूर्यास्तः प्रधानः सूर्योदयः अपि प्रधानः जलाशयः भवति पुनः आरोहणम् अवरोहणं भवति पुनः जनाः अपि पर्वतक्षेत्रीयाः भवन्ति अतः अहं चिन्तयामि सर्वं विशिष्टं प्रत्येकस्मिन् प्रत्येकमपि चित्रम् अत्यन्तं विशिष्टां कथां श्रावयति अतः प्रत्येकं चित्रं सुन्दरं प्रत्येकं क्षेत्रं सुन्दरं यत्र अहम् अठामि तत्सर्वमपि सिन्दरमित्येव भावयामि